यदा अहं बालकः आसं तदानीं ये सामान्यजनाः इच्छन्ति सा एव इच्छा ममापि आसीत् किन्तु यदा अहं दर्शनं पठितवान् तदा मम दृष्टिः भिन्ना जाता अधुना मत्कृते मौल्ययुतं वस्तुद्वयम् एव अस्ति प्रथमः अस्ति त्यागः द्वितीयः अस्ति देव्याः आराधना दर्शने अस्माभिः पठ्यते एवं मया च पठितं यत त्यागं विना मुक्तिः न भवति मोक्षाय त्यागः अपेक्ष्यते एवं तत्र साधना अपि करणीया भवति अतः त्यागः मत्कृते मौल्ययुतं बहुमौल्ययुतं वर्तते एवम् अत्र त्यागो नाम ईप्सानां त्यागः लीप्सानां त्यागः तत् मया कर्तव्यमेव वर्तते एवं तत्र अभ्यासः मया क्रियते एव एवं द्वितीयं वर्ति द्वितीया अस् द्वितीयम् अस्ति देव्याः आराधनं देवीं विना किमपि न भवितुमर्हति सा आद्या शक्तिः वर्तते यदा अहं सौन्दर्यलहरीं पठितवान् आसं तदानीम् इतोऽपि मम बुद्धिः देव्यां दृढा जाता अतः देव्याः आराधनं देव्याः प्रसादञ्च अहं लभेयम् इति मम महती इच्छा अस्ति एवं तत् तदेव मत्कृते मौल्ययुतं वर्तते